संस्कृतक्षेत्रे बहवः विद्वांसः सन्ति अस्मिन् कालकण्डे केचन मया ज्ञायन्ते गतकालकण्डे तु कालिदासः भासः व्यासः इत्यादयः एवं सन्ति तत्र शास्त्रं वेदान्तशास्त्रे वा मीमांसशास्त्रे वा व्याकरणशास्त्रे पाणिनिः एवं बहवः विद्वांसः सन्ति व्यासः तत्र वेदान्तशास्त्रे प्रवाक् प्रवर्तकः वर्तते मीमांसशास्त्रे जैमिनिः प्रवर्तकः वर्तते व्याकरणशास्त्रे तु पाणिनिः प्रवर्तकः तत्रापि ऐन्द्रं चान्द्रमिति श्लोकेन व्याकरणानि नवविधानि इति ज्ञातुं शक्यते योगशास्त्रे तु पतञ्जलिः प्रवर्तकः भवति एवं षड्विधशास्त्रेषु बहवः विद्वांसः सन्ति इदानीं व्याकरणशास्त्रे भट्टोजिदीक्षितः इति एकः ग्रन्थकारः उप उपलभ्यते स च महान् विद्वांसः विद्वान् वर्तते तस्य गुरुः यः वर्तते अप्पय्यदीक्षितः इति सः शास्त्रमार्गे कृतभूरिपरिश्रमः वर्तते तेन इदं शास्त्रं न स्पृष्टमिति इत्येव नास्ति सर्व सर्वस्मिन् शास्त्रे तस्य स्पर्शः आसीत् वेदान्तशास्त्रे वा व्याकरणशास्त्रे वा योगशास्त्रे वा सर्वस्मिन् शास्त्रे अपि सः स्वकीययोगदानं दत्तवान् वर्तते एवं रीत्या अप्पय्यदीक्षितस्य विषये मया किञ्चित् ज्ञायते कालिदासः तु साहित्यक्षेत्रे काव्यक्षेत्रे तस्य योगदानं वर्तते पञ्चमहाकाव्येषु कालिदासस्यैव योगदानद्वयं वर्तते नैषधं नैषधीयचरितं श्रीहर्षः लिखितवान् एवं काव्यक्षेत्रे तस्यापि योगदानं वर्तते श्रीहर्षः स्यात् इत्येवं काव्यक्षेत्रे साहित्यक्षेत्रे संस्कृतम् इति समुद्रवत् तत्र क्षेत्राणि बहूनि सन्ति तत्र बहवः विद्वांसाः अपि सन्ति